नवनवत्यधिकोनविंशतिः शततमवर्षस्य फे़ब्रवरि मासस्य अष्टमदिनाङ्कः द्विसप्तत्यधिकः ऊनविंशतिशततमवर्षस्य सेप्टेम्बर् मासस्य चतुर्थः दिनाङ्कः पञ्चाधिकः द्विसहस्रतमवर्षस्य अक्टोबर् मासस्य नवमदिनाङ्कः चतुर्दशाधिकः द्विसहस्रतमवर्षस्य मार्च् मासस्य पञ्चदशदिनाङ्कः पञ्चसप्तत्यधिकः पञ्चदशशततमवर्षस्य जून् मासस्य सप्तमः दिनाङ्कः